हरिः ओम् नमस्ते आगच्छतु

पश्यामः अनन्तरं पश्यामः अत्र अस्ति अवश्यं किं किम् उक्तवान् भवान् वेदान्तस्य

वेदान्तसारः वदतु तिष्ठतु पश्यन्नस्मि पश्यामि भवानपि एकवारम् अत्र पश्यतु वेदान्तं वेदान्तसारः इति ते एव विषयाः अन्यदेकं पुस्तकम् अत्र अस्ति वेदान्तसौरभः इति पश्यतु एतत् एतदेव एतत् पुस्तकं रामकृष्णाश्रमस्य सद्यः नास्ति प्रति आनीय यदि दातुं शक्यते चेत् किञ्चित् निरीक्षा करणीया एकसप्ताहं यावत् एकसप्ताहम् अय अस्माभिः सम्पर्कं कृत्वा तत् आनायतव्यम् दश वा अवश्यम् अवश्यम् आनायष्यामः दश अस्तु अस्तु अन्यत् किम् आवश्यकम् तत्र केवलं संस्कृत इति न संस्कृतमस्ति कन्नडभाषापुस्तकानि सन्ति आङ्ग्लभाषापुस्तकानि सन्ति हिन्दीपुस्तकानि सन्ति

एवं वा किन्तु प किं प्रौढशाला पुस्तकं पठ्यपुस्तकानि न सन्ति किमर्थमित्युक्ते तस्य विक्रयणम् अस्माभिः नास्ति तत् किं तत् बो बोर्ड् द्वारा एव तत् भवन्तः बि ओ आफीस् द्वारा एव सम्पर्कः करणीयः सत्यं सत्यं तत्रैव प्राप्तव्यं भवति तस्य अत्र वितरणार्थम् अवकाशः नास्ति

तदस्ति अस्ति अस्ति अस्ति आम् अन्वेषणम् अत्र एकं पुस्तकं लब्धं पश्यतु प्रगतिप्रकाशनम् इति एतद् किं चाणक्यनीतिः कन्नड अनुवादसहिता इति अस्ति पर्याप्तं वा अस्तु तदस्ति तत् अत्रैव अस्ति तस्य नवतिरूप्यकाणि एकस्य नवतिरूप्यकाणि नवतिरूप्यकाणि द्वयं द्वयम् आवश्यकं वा डिस्कौण्ट् भवतः कृते किञ्चित् दश पर्सेण्ट् यच्छामः पुस्तकं पर्याप्तं वा तत् वेदान्तसारः अनन्तरम् एकसप्ताहानन्तरम् आनाय्य इच्छामि

प्रायः तत् नास्ति इत्युक्ते बहुप्रचीनसंस्कृतपुस्तकानाम् अत्र किं सेल् नास्ति विक्रणं न भवति तथा वयं न आनायामः यदि अपेक्षा भवति चेत् किं विचार्य आनयामः अस्तु अस्तु वेदान्तभा वेदान्त बुक् हौस् इति बेङ्गलूरुनगरे सामान्यतः तत्र एतादृशपुस्तकानि तत्र लभ्यन्ते तत्र सम्पर्कं कुर्वन्तु परिशीलयतु अस्तु महोदय धन्यवादः मिलामः